अन्येषु नगरेषु छात्राः विद्यालयम् उच्चविद्यालयं संस्थायाः यानं भवति तत् तद्याने एव गच्छन्ति तत्र नियमितयानानि प्रायः सर्वत्र भवन्ति स्वायत्तसंस्थायाः संस्थासु यानानि भवन्त्येव ते एव छात्राणाम् आगमनं निर्गमनं ते एव कुर्वन्ति उत्तमगुणवत्तायुक्तं प्राथमिकशिक्षां प्राप्तुं कठिनं नास्ति धनमस्ति चेत् एतदपि प्राप्तुं शक्यते साम्प्रतिककाले शिक्षणम् इत्युक्ते केवलं व्यावहारिकरूपेणैव भवन्ति तत्र पुरुषपरम्परा इत्यादिकं नास्ति भवन्तः कथं कियत् धनं प्रयच्छते तादृशं व्यवस्थां ते कुर्वन्ति अतः तत्र गन्तुं गमनागमनार्थं क्लेशः नास्ति ते एव व्यवस्थां कुर्वन्ति संस्थादिकं एवं समस्याः भवन्ति ततः समस्या चेत् तत्र गुरुशिष्य गुरुशिष्ययोर्मध्ये भावना नास्ति केवलं ते आगच्छन्ति पठन्ति गच्छन्ति एवमेव